यदि अहं प्रतिदिनम् एकं पाकं कर्तुं पृष्टा तर्हि अहं शाल्यपूपान् कर्तुम् इच्छामि मया तत् प्रतिदिनं खादितुं रोचते किमर्थं चेत् तानि तैलेन विना सिद्धं भवन्ति तानि स्टीं मध्ये पचनेन आरोग्यकराणि भवन्ति शाल्यपूपायां पोषकांशाः बहवः सन्ति तान् सर्वे वैद्याः अपि स्वीकर्तुं सलहं कुर्वन्ति सर्वे वयोवर्गः जनानामपि हितकरी इष्टतमा च भवति